मया ज्ञातानि रीटेल् होल्सेल् मार्केट्स् बहूनि सन्ति यथा माल् अथवा भिन्नं भिन्नं वर्तते तत्र जियोमाल् मार्ट् स्यात् इत्येवं गतेषु वर्षेषु शाकानां उपस्काराणां च मूल्यानि कथं वर्धितानि इति वक्तव्यम् चेत् महता प्रमाणेन तस्मिन् वृद्धि सञ्जाता वर्तते यतः शाकादि वर्धने तावत् महान् क्लेशः अपि अनुभूयते तत्र कीटादिकं सर्वं आयाति इति कारणात् तत्र औषधादिकं सर्वं संस्थापनीयम् भवति तस्मिन् महान् व्ययः भवति इति कारणात् अवश्यं तस्य मूल्यवृद्धिः भवति एव एवम् ओन्लैन् शापिङ्ग् विषये यदि वक्तव्यं तर्हि मम अभिप्रायः एवं वर्तते तेन उपयोगः अपि वर्तते तेन हानिरपि वर्तते एव उपयोगः इति चेत् अस्माभिः आपणादिप्रदेशं गत्वा कस्यापि वस्तुनः आनयनं कर्तव्यं इति न भवति तद् अस्माकं गृहम् एव ते आनीय प्रयच्छन्ति इति एकं तु उपयोगाय भवति वस्तुतः अपि च तेन हानिरपि वर्तते कदाचित् अस्माभिः किमपि वस्तु आनीयते परन्तु तत् सम्यक् एव भवति इति नास्ति कदाचित् अन्यथा अपि तस्य अर्थात् यत् अस्माभिः आनीतं तत् भिन्नमेव वस्तु आगमिष्यति अतः एवं तस्य किं हानिरपि वर्तते अतः ओन्लैन् शापिङ्ग् इति यत् वर्तते तस्य प्रभावः उभयथापि भवति